अन्यभाषाप्रभावेन संस्कृतभाषा प्रयोगे का परिवर्तनं काले काले जातमिति कथनं कदाचित् न वक्तुं शक्नुमः यतोहि संस्कृतभाषा तु तावता स्वयमेव प्रसिद्धा स्वयं प्रचलिता वर्तते भाषा सा वयम् एवं वक्तुं शक्नुमः सन्दर्भे अस्मिन् अन्यभाषाप्रभावेन अर्थात् अन्यभाषायाः अपेक्षा आपतिता आसीत् व्यवहारे अथवा आधुनिकसमाजे तेन कारणेन अन्यभाषाणां प्रयोगः क्रियते इति अस्माभिः वक्तुं शक्नुमः एवम् अस्मिन् सन्दर्भे संस्कृतभाषाप्रयोगे परिवर्तनं काले काले जातमेव तद् विकासदिशि इत्येव वक्तुं शक्नुमः एवं च सरलसंस्कृतं प्रति सरलमानकसंस्कृतं प्रति सम्प्रति समाजः आगतः यतो हि शास्त्रेषु अथवा ग्रन्थेषु विद्यमाना सा भाषा प्रौढा दार्ढ्या च भाषा दैवानाम् अथवा योगीनां दृष्ट्या एव एव असीत् यतो हि उच्यते सर्वे शब्दाः सर्वार्थवाचकाः इति महाभाषावचनं स्मर्तुं शक्नुमः अस्मिन् सन्दर्भे तर्हि तादृशवचनानि केवलं योगिनां दृष्टे भवति दार्ढ्यशब्दानां प्रयोगः तर्हि अन्यभाषाणां प्रयोगः यथा व्यवहारयुतमस्ति यथा व्यवहारपरगं वर्तते तता संस्कृतभाषायाः प्रयोगं कर्तुं सम्प्रति सरलमानकसंस्कृतस्य प्रयोगेन अस्माभिः परिवर्तनम् आगतम् इति वक्तुं शक्यते